हरि ओं स्विग्गि अहं पिज्जा क्रिणार्थम् इच्छामि तत्र लवणं किञ्चित् भवेत् एवं तैलमित्यादिकं किञ्चित् किञ्चित् भवेत् एवं सम्यक् निर्माणं भवेत् यत् निर्मि यत् भवता भवान् निर्माणं क्रीयते तदानीमेवं मह्यं रोचनीयं भवेत् तदेव अह्मम् इच्छामि